हलो हलो नमस्ते भ्राता अहं किम् अहं अहं बुभुक्षिता अस्मि किञ्चित् भोक्तुं किमपि अस्ति वा भोक्तुं अहं किमपि उत्तमं भोक्तुमिच्छामि किं किमस्ति चायमध्ये अस्तु तर्हि गुलाब् चायम् आनयतु गुलाब् चायमिच्छामि अधुना तु न न न अहं साधारणगुलाब् चायमेव इच्छामि अरे धन्यवादः एतस्य मूल्यं कियत् अस्ति पञ्चविंशतिरूप्यकाणि एवं समीचीनं तत्तु अहं दास्यामि परं अहं अधुना अपि किञ्चित् बुब् बुभुक्षिता अस्मि भोजनार्थं अन्यत् किं किमपि अस्ति आपणे अरे भवतः एतत्तु सम्यक् भवतः परमापणस्य प्रसिद्धं किमपि भवेत् न अस्तु तर्हि दुग्धजलेबि आनयतु धन्यवादः अधुना कति रूप्यकाणि अभवन् शतंरूप्यकाणि एवं वा अरे अधिकं भवान् न वद् एवं वदति अधिकं नास्ति परं एतत्तु अधिकमेव अस्ति परं किं किमपि न मया भुक्तं तर्हि रुप्यकाणि अपि मया दातव्यानि एव भविष्यति अहं अहं सम्यक् अहं ददामि आरे भवान् बहु रूप्यकाणि गृह्णाति आगमिष्यामि यदि भवान् डिस्काौण्ट् दास्यति चेदेव आगमिष्यामि नो चेत् न आगमिष्यामि आम् भवान् एवमेव वद् वदति एतत् एतानि रूप्यकाणि अगृह्णात् तदा एवं वदति किमपि न अरे किमपि न अरे तर्हि आगमिष्यामि भवान् डिस्काौण्ट् दास्यति चेद् आगमिष्यामि स्वागतं